संस्कृतकविषु कालिदासः मम इष्टतमः कारणं कालिदासः अति सरलभाषायां ग्रन्थं विरचितं अभिज्ञानशाकुन्तलम् इति कालिदासस्स प्रसिद्धं कृतिः एतत् नाटकम् यूरोपीयो भाषासु अनुवादितानां प्रथमासु भारतीयसाहित्यग्रन्थेसु अन्यतमम् अस्ति मेघदूतं कालिदासस्य उत्तमसृष्टिः अस्ति यस्मिन् कविस्य कल्पना शक्तिः अभिव्यक्तिः शक्तिश्च उत्तमश्च भवति तथा च प्रकृते आश्चर्यजनकं मानवीयकरणं खण्डकाव्यपर्यन्तं दृश्यते कालिदासः वैदर्भीशैल्यां कवि अस्ति तदानुसारं च विशेषतया आलङ्कारिकः किन्तु सरलसुशीलभाषायाः कृते प्रसिद्धः अस्ति तस्य प्रकृतेः वर्णनानि अद्वितीयानि सन्ति विशेषतया उपमानं कृते प्रसिद्धानि सन्ति कालिदासस्य साहित्य उदात्तगुनानां प्रति विशेषप्रेमः अस्ति तथा च सः शृङ्गारसस्य प्रधानकविः अस्ति इत्यादि कारणेन कालिदासः मम इष्टतमः